हरिः ओं नूतनस्याः राष्ट्रियशिक्षानीतेः आगमनेन पारम्परिकशिक्षणस्य अत्रत्येभ्यः छात्रेभ्यश्च कोऽपि उपयोगः भवति वा उत न तद्विषये वद किमर्थं नाम कथं नाम भवत्येव अस्माकं भारतीयसंस्कृतिः या वर्तते सा तु जगति राजते एव सा विराजते जगति तस्याः कापि नाम हानिः नास्ति एव यद् महती श्रेष्ठा इ एषा संस्कृतिः अतः अत्र राष्ट्रियशिक्षानीतेः नाम नूतनया नूतनायां राष्ट्रियशिक्षानीत्यां नीत्यां न नीत्यां तथैव अस्ति यत् अस्माभिः पारम्परिकं पठनीयम् इति छात्रेभ्यश्च तु बहु उपयोगः भवत्येव किमपि तत्र कोऽपि त्र क्लेशः नास्ति बहु नाम सम्यक् अस्ति इदं यद् राज्यं राष्ट्रसर्वकारेण कृतमस्ति उपयोगः नाम यदि अस्माभिः एव संस्कृतं नाम अस्माकं पारिम्परिकशिक्षणं नाधीतं तर्हि कः वा पठिष्यति का वा पठिष्यती बहिस्तात् विदेशेभ्यः आगत्य यदि जनाः पठिष्यन्ति अस्मान् बोधयन्ति चेद् भारतीयानां कृते एव सा लज्जा अतः अस्माभिः पठनीयं इति मम अभिप्रायः अस्ति